लेखने अत्यन्तं पन्थाः वानतया भासमानम् पाण्डुलिपिसम्पादनविषयं मया अनुभूतम् तस्य परिहारार्थम् अस्माकं पूर्वाचार्याणाम् लिखितानि ग्रन्थानि मया अधीतानि एवं च ये विद्वांसः तस्य पाण्डुलिपिसम्पादनविषयस्य ये विद्वांसः सन्ति तेषां सकाशात् किञ्चित् ज्ञानं मया स्वीकृतम् कदापि इतः परं लेखनम् असाध्यम् इति अभासत् किं अस्य उत्तरम् अस्ति यत् पुनः मया लेखने अस्मिन् विषये कापि किमपि असौकर्यं न अनुभूतं येन किञ्चित् असाध्यम् अनुभवामि तदा तस्मिन् समये मम प्रेरणादायकाः एवं च मम आश्रयभूताः अस्माकं पूर्वाचार्याणां ग्रन्थाः एव भवन्ति